मम जीवनं मम जीवनशैली विद्युताश्रिता वर्तते यदा विद्युतव्यत्ययस्य समये नाम नैकाः नैके नैके क्लेशाः आयान्ति रात्रौ भोजनसमये अपि क्लेशः वर्तते न किमपि द्रष्टुं शक्नुमः व्यजनमपि न चालयितुं शक्नुमः उष्णः अनुभूयते मनोरञ्जना मनोरञ्जनार्थं दूरदर्शनमपि न द्रष्टुं शक्नुमः दूरवाण्याः कृते अपि विद्युत् विद्युत् अपेक्षिता यदा नाम यदा विद्युत् विद्युत् न न भवेत् तर्हि न नास्ति तर्हि दीपः इत्यादि अग्निः इत्यादिकम् इत्यादिकं स्वीकर्तव्यम् इत्यादिकम् इत्यनेन ज्वालयितुं प्रज्वालयितुं शक्नुमः वयम् अत्र ग्रामे तु जनानां पार्श्वे इन्वर्टर् इत्यादिकं नास्ति अतः कोऽपि कोऽपि इन्वर्टर् इत्यादिकं न क्रेतुं शक्यते शक्यते जनानाम् अतः जन जनाः ग्रामे निवसन्ति निवसन्ति अतः विद्युत् अपेक्षिता ब बोरिङ्ग् इत्यादिकम् अपि विद्युता एव च चलति ये ये फ़् फ़ार्मर्स् इत्यादयः वर्तन्ते तेषां तेषामपि क्लेशः अनुभूयते सर्वे सर्वे सर्वे अत्र फ़ार्मर् इत्यादिकं नाम किं फ़ार् फ़ार्मर्स् तेषामपि क्लेशः वर्तते बोरिङ्ग् अपि जलं जलं जलं जलं प्राप्तुं जलं प्राप्तुमपि क्लेशः अनुभूयते